हरिः ओं कः वदति का वदति आम् आं भगिनि सत्यं भवती का आ समचीनम्

आहाा आम् आं समीचीनं भगिनि वदतु किम् आवश्यकं भवत्याः अपेक्षा का

मासत्रयम् अस्तु अस्तु अ

भवत्याः वयः किं वयः किम् त्रिंशत् अस्तु हैट् किं भवति हैट् टु पो्न्टु अस्तु एवरेज् ह एव्रज् अस्तु अस्तु फ़ पोयिन्् टु वैयट् प्रेग्नेन्सि अनन्तरं किम् अभवत् हा

अस्तु भगिनि इदानीं तु भवती सम्यक् खादनीयम् अधिकं न अधिकं न खादितव्यं सम्यक् रीत्या यद्य यत् भवति खादति तद् एकवारं वदतु प्रातः काले किं भवती खादति चपाति वा रोटिका वा

सर्वं हं परन्तु कति कियत् प्रमाणं प्रमाणं खाअदति एकं वा हा तत् द्वयं करोतु रोटिका द्वयं खादतु त्रीणि मास्तु हा तत् चपाति सह वादरोटिका सह किं खादति दालं खादति वा हा तद् व्यञ्जनम् एव न पर्याप्तम् व्य व्यञ्जनम् एव न पर्याप्तं व्यञ्जनं व्यञ्जनं सः दालः अवश्यकम् आम् आंा प्रोटिन् अंशः आवश्यकं किल तदर्तं कार्बोहैड्रेट् न्यूनं कृत्वा प्रोटीन् अधिकं करणीयम् आ एकः चषकः परिमित दुग्धं पानीयम् ह आम् आ दुग्धं पिबत हा ह दिनद्वयम् इदानीं बालः त्रैमासिकः अस्ति किल भवती एव फ़ीड् करोति किल दि दिनत्रयं दुग्दं पिबतु दिनं प्रतिदिनं त्रिवारं पिबतु द्विवारं दुग्धं पिबतु आम् आं शक्यते आम् आ प्रोटिन् मिक्स् इति भवति तत् तत्र उपयुज्य अहं भवान् भवती तद् च्य मास्तु मास्तु गुडं नाववश्यकं गुडं न आवश्यकं आ मधुर आहारं त्यजतु आ मधुरं त्यक्तं करणीयं फलम् अधिकं फलानि खादतु भगिनि स्थलं ह स्थलम् आ ह प्रातःकाले भवती पपीता पपीता हा पपीत अप्पय इति भवति किल तत् खादितव्यं प्रातः हा मधुकर्कटि तद् सेवपलम् ह रिक्त उदरा ह रिक्त उदरे एव मधुकर्कटि सेवफलं खादतु सेवफलमपि दुग्धं सहितं खादतु दुग्दमपि दुग्दमपि खादतु पिबतु पिबतु तदनन्तरम् अल्पाहारं स्वीकरोतु अस्तु भगिनि राम् राम्